अहं गतसप्ताहे एव सुगन्धचूर्णं पाण्ड्स् आर्डर् कृतं कृतम् आसीत् परन्तु तद् नेविया प्राडक्ट् आगतमस्ति तत् अनन्तरं त्वचा हानि एव बहु जातम् तदनन्तरं तस्य सुगन्धः एव तत्र नास्ति तद् अन्तिमदिनाङ्कम् एव एक्स्पारी डेट् एव जातं तत् तत्तु सम्यक् सम्यक् नास्ति तत् कृपया मम आर्डर् क्यान्सल् करोतु